अस्माकं प्रदेशे पच्यमानानि केचन पारम्परिकखाद्यानि पत्रोडे इति वदामः तत्तु आरामे वृष्टिकाले तत् उत्पत्तिः भवति तस्य सम्यक् परिशुद्ध परिशोधनं तदनन्तरं तत्र पिष्ठमयस्य पिष्ठमयं लेपनं तदनन्तरं तस्य पक्वतां पक्वतां कृत्वा तत्तु उत्तम पत्रोडे इति वदामः उत्तम आहारम् अस्ति अनन्तरं पनसखाद्यं पनस तत् घट्टि इति वदामः पनसघट्टि तत् तदपि बहु रोचते बहु रोचते तदनन्तरं तत्र गोलिभजे इति वदामः मैदा इति तत्र हिट्टु तत् तस्य परिपक्वतां कृत्वा तत्तु खाद्यतैल तत्तु खाद्यतैलं बहु उत्तमाय अनन्तरं तत्र नालगे जिह्वायाः रुचिकरत्व रुचिकरं भवति